आयुर्वेदस्य मुख्यग्रन्थाः चरकसंहिता सुश्रुतसंहिता एतद् उभयम् स्मृतिपथे झटिति आयाति अन्येपि ग्रन्थाः भवेयुः नूनम् तमिलभाषायां तादृशाः आयुर्वेदीयग्रन्थाः बहवः सन्ति विभिन्नैः ऋषिभिः कृताः इति सूच्यन्ते तत्र सिद्धाः इति ते तेषां व्यवहारः भवति